अस्माकं त्रिपुराराज्यस्य जलवायु किञ्चित् भिन्नम् अस्ति तत्र वर्षाकाले वयं षषकादीनाम् अनन्तरं बीजानां रोपणं वयं कुर्मः कारणं किं तस्मिन् समये अस्माकं त्रिपुरापहारिराज्ये वर्षाकाले किञ्चिद् वृष्ट् वृष्टिजलं तत्र आगच्छति अनन्तरं कर्षणकार्ये किञ्चिद् सुविदा वर्तते एतदर्थं वयं वर्षाकाले तत्तु आषाढ श्रावणमासे इत्युक्ते अधुना चलति खलु जून् जुलै मासे वयं बीजावापनं कुर्मः अनन्तरम् आगच्छति आगस्ट् सेप्टेम्बर् मास् आगस्ट् सेप्टेम्बर् आक्टोबर् मासे तत्र शरत् कालः चलति तत्र आतपः आगच्छति तत् आतप आतपे कदापि बीजावापनं न करणीयं अनन्तरं वदामः वसन्तकाले सर्वदा तद् यत् बीजावापनं वयं कृतवन्तः वर्षाकाले जून् जुलै मासे तत्तु वसन्तकालात् आरभ्य एव तत्र वयम् अङ्कुरितः अथवा यदि साक्षत् वृक्षं वयं स्थापयामः चेत् वपनं कुर्मः चेत् तर्हि वसन्तकाले पुष्पाणि अपि आगच्छन्ति